नमस्ते नमस्कारः महोदय आम् एकं पर्यावरणम् कार्यकर्ता इदानीं तेलङ्गानाराज्ये पर्यावरणरक्षणविषये किमपि चिन्तयन्ति वा भवान् हा एकवि एकविषयः अस्ति एतद् सम्पूर्णतेलङ्गाना राज्ये रहदारिमध्ये रहदारिमध्ये एकं वृक्षं स्थापितवन्तः तद् कोनोकार्पस् इति इदानीम् एतद् वर्षे तद् मा स्थापनीयं तद् पर्यावरणनष्टकारकः इति उक्तवन्तः आदेशः अपि आगतः किन्तु आं किन्तु तद् निष्कासितं न एतावद् पर्यन्तम् एकवर्षमभवत् अस्तु किन्तु निष्कासितं न अन्यत् एकं महोदय ते यः वाहनं चालयन्ति वा ते किमपि वाहनं सर्वेषां वाहनं कृते पोल्युशन् कण्ट्रोल् सेर्टिफ़िकेट् इति एकं ददाति सत्यं किन्तु तत् स्वीकरणानन्तरमपि यदि आपणमध्ये पश्यति चेत् बहूनि धूमः आगच्छन्ति काञ्चनतः वाहनतः तद्विषये

आम् आम् यदि तादृशं यदि तादृशं वाहनं दृश्यते चेत् किमपि चर्या स्वीकर्तुं किमपि आदेशः अस्ति वा

धन्यवादः इदानीं युवकानां कृते एकः स्टैल् आगतं विना सैलेन्सेर् चालयन्ति बहूनि वाहनानि रात्रौ दशवादने एकावादशवादने अपि सर्वं नोदयित्वा गच्छन्ति एव तादृशं किमपि चिन्तितं वा तद् नियन्त्रणं कर्तुं न एतद् बुल्लेट् अस्ति वा महोदय बुलेट् अस्ति कलु बुलेट् विषये सैलेन्सेर् नास्ति कुत्रापि तद् किमपि अनुमतिः अस्ति वा अनुमतिः भवति चेत् सौण्ड् पोल्युशन् कथं भवति शब्दकालुष्यं भवति तद् तन्न भवति किन्तु न स्थापयन्ति हा नूतनं यद् आगतं तद् विषये शब्दं नागच्छति किन्तु एते न स्थापयन्ति किमर्थं च्छ दर्शितुं आं यदि नूतनाः आगताः वाहना अस्ति वा तद् कृते सैलेन्सर् अस्ति किमपि शब्दः नागच्छति साधारणमेव आगच्छति किन्तु बुलेट् स्वीकरणानन्तरं दर्शयितुं एते निष्कासयन्ति तद् अहं चिन्तयन्तु महोदय चिन्तयन्तु चिन्तयन्तु अस्तु महोदय धन्यवादः